अहं धनं कथं रक्षामि नाम ब्याङ्क् मध्ये स्थापयामि तत्र मम अकौण्ट् वर्तते तत्र अहम् उद्योगं कृत्वा यद्धनं स्वीकृतवान् भवामि तद्धनं तस्मिन् बेङ्क् मध्ये स्थापयामि यदा मम कृते धनस्य आवश्यकता भवति तदा तस्मात् मया धनं स्वीक्रियते किमर्थं नाम इदानीं यदि अहं धनं रक्षितवान् भवामि तर्हि अग्रे यदा आपत्कालः भवति तदा मम कृते धनस्य अपेक्षा भवति तदा तस्मात् धनं स्वीकृत्य या समस्या भवति तां समस्यां धनेन अहं परिहर्तुं शक्नोमि मया एफ़् डि अपि कृतं वर्तते एफ़् डि नाम फ़िक्सेड् डेपोज़िट् इति उच्यते धनस्य माहात्म्यं बहु वर्तते यदि धनं नास्ति अस्मिन् काले किमपि कर्तुं न शक्यते सर्वं धनस्य उपरि एव चलति इति कृत्वा धनस्य रक्षणम् अवश्यं सर्वैः कर्तव्यम् एव